अस्माकं राजस्थानप्रदेशे चक्कण् एका क्रीडा भवति यत्र ग्राम्याः महिलाः काष्ठस्य चत्वारि खण्डानि कल्पयन्ति पुनः तत्र चत्वारि खण्डानि हस्तेन इतस्ततः प्रसार्यन्ते तु यथा तेषां स्थितिः भवति कदाचित् वामास्थितिः कदाचित् दक्षिणास्थितिः तस्य काष्ठखण्डस्य तद्स्थित्यनुगुणं एकं भूम्यां षोडश स्थानानि कल्पयन्ते प्रत्येकं ये नाम चत्वा चतस्रः रेखा भवन्ति प्रत्येकं रेखायां चत्वारि स्थानानि भवन्ति आहत्य षोडश स्थानानि भवन्ति तु यथा तत्र काष्ठखण्डानां काष्ठानां स्थितिर्भवति तथा एकस्याः महिलायाः एतद् भवति किञ्चित् गोटि इत्यादिकं भवति तद् अग्रे गच्छति एवं तत्र चत्वारः क्रीडकाः भवन्ति तत्र प्रायः महिलाः क्रीडन्ति पुनः पुरुषाः अपि क्रीडन्ति परन्तु भूयसी सङ्ख्या महिलानाम् अस्ति महिलानां सा नाम प्रिया क्रीडा अस्ति एवम् अस्माकं राजस्थाने एका विशिष्टा क्रीडा अस्ति अन्याः अपि क्रीडाः सन्ति परन्तु इयं बहुप्रचलिता प्रसिद्धा च क्रीडा अस्ति